आग्रा ताज्महल् जय्पूर् गोलाबिशेहेर् दर्जिलिङ्ग् पर्वतस्य राज्ञी काश्मिर् भारतस्य स्वर्गः कन्याकुमारी असीमितं जलक्षेत्रम् गोवा अवकाशदिनस्य प्रियं गन्तव्यं स्थानं लदाक् हिमच्छादनेन परितः नगरम् इति कथ्यते भारतस्य पर्यटनस्थलेषु आग्रा नाम निस्सङ्कोचैः गृहीतः यतः विश्वस्य सप्तचमत्कारेषु अन्यतमम् अत्रैव स्थितमस्ति गुलाबिनगरमिति नाम्ना प्रसिद्धम् एतत् नगरं राजस्थानदेशे स्थितमस्ति अयं नगरं विभिन्नप्रकारस्य दुर्गैः प्राचीनभवनं च परिपूर्णः अस्ति दार्जिलिङ्ग् भारतस्य प्रमुखेषु पर्यटनस्थलेषु अन्यतमम् अस्ति यत् पर्वतराज्ञी इति अपि प्रसिद्धमस्ति काश्मीरः भारतस्य स्वर्गः इति उच्यते अस्य स्थानस्य सुन्दर्यः द्रोणीः भवन्तम् एतावत् मोहयिष्यन्ति यद् भवन्तः केवलं तया सह एव अवशिष्टाः भविष्यन्ति गोवा अत्र उपस्थितानां समुद्रतटानां कृते अयं नगरं लोकप्रियम् अस्ति कन्याकुमारी त्रिषु पार्श्वेषु असीमजलेन परिवृता अस्ति जम्मूकाश्मीरस्य पूर्वभागेषु स्थितं लाधाकं लेहनगरस्य राजधानी अस्ति भारतस्य पर्यटनस्थलेषु अन्यतमम् अस्ति